आम् पुनः य् पुनः एकं वारं पुनः एकं वारं वदतु

अत्र त्रिंशत्सहस्ररूप्यकाणि सन्ति प्रतिमासं मम गृहे हो हो ओ अत्र उद्यानमस्ति क्रीडायां पार्क् अस्ति स्विमिङ्ग् स्विमिङ्ग् पूल् अस्ति अनेकानेकसुविधाः बहु अत्र अस्ति

गृहाणि सम्यक् दा दश अट्टः मम गृहाणि सन्ति दश अट्ट भोः सम्यक् अस्ति

भोः नास्ति भोः नास्ति चिन्ता नास्ति भोः अत्र अत्र धूम्रपानं मदिरापानं कोपि जनाः न कुर्वन्ति कः भोः पुनः एकं वारं वदतु सा अत्रैव आमाम् सन्ति आम् आम् सः भोः पुनः

पञ्च पञ्चवर्षाणि भोः भोः अत्रैव अत्रैव वातावरणं रूम बिल्डिङ्ग् सम्यक् अस्ति भोः चिन्ता नास्ति अहं साहायायं कुरु करोमि आम् भोः आम् आम् भोः

ओ के भोः